अहं कार्य शालासु

पाक कक्षासु वा भागं अवहम् कार्यशालासु इत्युक्ते तत्र प्राजेक्ट् इत्यादिकं कथं करणीयं यत्किमपि कार्यम् अस्माकं अस्मभ्यं सा वदन्ति चेत् कथं तत् करणीयं कथं जिम्मेदारि स्वीकृत्य बाध्यतारूपेण करणीयं पाककक्षासु तु कथं पाकं करणीयं अन्नं वा रोटिका वा शाकं वा कथम् करणीयं गुरुकुले यदा अहम् आसं तदा तु मिलित्वा एव पाकं कृतवन्तः तत्र अवलेहं कथं करणीयं रोटिकाः कथं निर्मातव्याः अन्नं कथं पचनीयम् इत्यादिकं सर्वे अपि सर्वविधाः शिक्षाः सर्वविधम् पाककार्यस्य शिक्षणं वयं प्राप्तवन्तः तत्र भागमपि अवहन्